हरिः ओम् हा नमस्कारः आम् आम् आं महोदये अहं वदन्नस्मि वदतु ओ समस्या अस्ति वा किं किं कुत्र कुत्र अहं गतमासे एव भवत्याः गृहस्य निमार्णं सर्वं कृत्वा आगतवान् इदानीं कुत्र कुत्र समस्या अस्ति ओहो तत्र वा एतत् पैप् पैप्तः लिकेज् भवति वा जलं किचन् मध्ये अपि अस्तु किञ्चित् कतिचन तर्हि गतमासे एव अहं सम्यक् कृत्वा आगतवान् इदानीं पुनः अस्ति चेत् पुनः नूतनं वस्तु आवश्यकम् भवति तो नूतनं नूतनम् एकं पैप् आवश्यकम् इतोऽपि एतत् नट् इत्यादिकं सर्वमावश्यकं भवति यद् मम पार्श्वेऽपि अस्ति मम स्वकीयम् आपणम् अस्ति इतः अपि नेतुं शक्यते भवती वदति चेत् अहम् इतः नीत्वा गन्तुं शक्नोमि तस्य मूल्यमधिकं नास्ति सामान्यमूल्यमेव अस्ति यथा पैप् यथा यथा यथा पैप् इति अस्ति तस्य पर् पर् मिटर् द्विशतम् इति अस्ति पर् पर् मिटर् द्विशतम् इति पैप् तस्य मूल्यं भवति आ तो आनयामि किं अधिकं नास्ति अन्येषु आपणेषु तु इतोऽपि अधिकम् इति अस्ति मम अहं पूर्वं कार्यं कृतवान् अस्मि भवत्याः प्रकोष्ठे अतः भवती मम परिचिता अस्ति कारणेन अहं न्यूनम् इति वदन् अस्मि हा द्विशतम् इदानीम् प्रतिदिनं निरन्तरं वस्तुनां मूल्यमधिकं जायमानमस्ति कः द्विशतं पर् मिटर् इति अधिकं नास्ति तथापि भवती वदति चेत् अहं सार्ध एकशतं पर् मिटर् इति आनेतुं शक्नोमि तर्हि भवती वदति चेत् अहम् आनयामि वा अस्तु अस्तु अहम् आनयामि अनन्तरं सम्यक् करोमि ततः परं एतस्मिन् विषये धनविषये अनन्तरं वार्तां करोमि अस्तु अस्तु अस्तु धन्यवादः